आम् अहं पाकविधानां यथावत् अनुसरामि अन्येषां रुचेः आधारेण परिवर्तनम् अपि करोमि मम गृहे मम पुत्रः तथा एका पुत्री अपि स्तः तस्य कृते अहं पाकविधानं करोमि तस्य रुचिः ज्ञात्वा अहं विविधानि पाकं पाकं पाचयामि तदा तस्य टेस्ट् अनुसारः अहं पाकविधानं करोमि तत्र रोटिका अस्ति शाकम् अस्ति विविधानि विविधानि पधार्थानि अहं करोमि

कटुः कषायः मधुरम् इति सर्वं सर्वं टेस्ट् अनुसारं पाकं करोमि मम गृहे सर्वे जनाः मधुरपदार्थानि बहु रोचते तर्हि अहं मधुरं पदार्थं बहु पाचयामि